हरि ओम् नमस्ते प्रशान्ती आम् आम् विवाहव्यवस्थां करो आम् आम् आम् वदतु भगिनी ततः कः किं सहाय्यम् अपेक्ष्यते वेडिङ् प्लानर् इत्युक्ते वयं सर्वाः व्यवस्थाः कुर्मः यदि भवत्याः इच्छा अस्ति चेत् पूर्वदिनस्य विवाहदिनस्य प्रातःकालीन व्यवस्थाः मुहूर्तव्यवस्थाः तत् स्वागतस्यापि व्यवस्थाः कर्तुं शक्नुमः भोजनविषये अपि भोजनविषये अस्माकं केटरर्स् तेषां लिस्ट् अस्ति डेकरेशन्स् कर्तुम् अपि अत्र फ़्लारिस्ट् सन्ति भवती यथा इच्छति तथा अस्माभिः सेवा क्रियते अत्र विन्यासः इत्युक्ते विविधैः वर्णैः भवत्याः भवत्यै कः वर्णः रोचते अस्तु उत्तमम् आम् अहं तत्र भवत्याः भवत्यै तेषां चित्राणि प्रेषयिष्यामि तद्दृष्ट्वा भवती निश्चिनोतु तत्र पुष्पस्य अलङ्कारः वा वेदिकाविषये वा अन्यत् किमपि आवश्यकं वा इति भवती चित्राणि दृष्ट्वा स्पष्टीकरोतु अहं भवत्यै प्रेषयिष्यामि आं निमेषम् एकं ददातु भगिनी तत्र भवत्याः वेदिकाविषये बड्जट् किम् अस्ति इत्यपि तत्र सूचयतु भगिनी कियत् बड्जट् अस्ति भवत्याः अस्तु अस्तु भगिनि अहं तद्दृष्ट्वा चित्राणि प्रेषयिष्यामि आम् आम् अस्माकं कार्यकर्तारः सिद्धाः एव आम् आम् अवश्यं कुर्मः विवाहसमये तु तत्र मण्डपं स्थापयित्वा स्तम्भस्थापनं कृत्वा लघु मण्डपं वयं स्थापयामः तत्र वेदिकायां तत्र विवाहः होमादि कार्यक्रमाः तत्र भवन्ति यदा स्वागतकरणे पुष्पालङ्कारः नो चेत् बलून् उपयुज्य अलङ्कारः एवमपि कर्तुं शक्नुमः मल्लिकापुष्पैः हारं निर्मीयते तेन सह पाटलम् अन्यपुष्पाणि अपि उपयुज्य वयं कर्तुं शक्नुमः अस्तु तर्हि तस्यापि अहं चित्राणि प्रेषयिष्यामि भगिनि भगिनी कथं तत्र कर्तुं शक्यते इति

अस्तु तद्विषये भवत्याः चिन्ता मास्तु भवती भोजनाय किम् इच्छति इत्येव सूचयतु अन्यत् सर्वं यावत् पर्याप्तं तावदस्माभिः क्रियते भवत्याः विवाहः कदा भवति दिनाङ्कः सूचयतु अस्तु अस्तु तद्विषये अपि व्यवस्था करणीयं चेत् सूचयतु भगिनी अस्तु तर्हि अग्रे वयं श्वः वार्तां करिष्यामः चित्राणि पश्यतु अस्तु अस्तु धन्यवादः